मम प्रदेशस्य नाम भवति उत्कलप्रदेशः तस्य आधुनिकं नाम अस्ति ओडिसाप्रदेशः तत्र हिन्दवः अधिकतया सन्ति इतोऽपि मम धनं जनाः क्लिष्टजनाः बौद्धाः जैनाः इतरे सन्ति परन्तु तेषु अधिकतया अहं पश्यामि सौहार्दः सम्पूर्णतया वर्तते न कश्चित् कस्मै विरोधं करोति बौद्धानां मठाः सन्ति यथा तत्र उत्कलप्रदेशः भुवनेश्वरस्य भुवनेश्वरस्य समीपे भुवनेश्वरः इत्युक्ते ओडिसाज्यस्य राजधान्याः समीपे खण्डगिरिः उदयगिरिः अस्ति तत्र बौद्धानां मठाः सन्ति बौद्धगुफाः सन्ति तत्र पर्वतकुहराः सन्ति तत्र दार्शनिकस्थानम् अस्ति जनाः आगच्छन्ति एवं च इतोऽ पि जैनानां मतस्यापि जैनानां प्रसिद्धः राजा ज अस्ति खारविळः तस्य राज्यं तत्रैव उत्कले एव आसीत् यः खारवेलः यः यः उक्तवान् अस्त्रेण विजयः न भवति विजयस्तु तर्हि अन्यस्य मनसः बोधनेन मनसः परिवर्तनेन एव विजयः भवति इति ऐतिहासिकराजा खारवेलः उक्तवान् तस्य सः बहुजैनानां शिलालेखाः बहवः सन्ति उत्कले तत्र विभिन्नस्थानेषु विभिन्नपर्वतशिखरेषु वर्तन्ते एवं हिन्दूनां वा सनातनधर्माणां धर्मानुजायिनामपि तथा सह किमपि वैमत्यं नास्ति सर्वे सानन्देन जीवन्ति तत्र अथर्ववेदस्य पिप्पलादशाखायाः उपलब्धिः उत्कलतः एव अभवत् एवञ्च तत्र अन्येषु राज्येषु अहं पश्यामि उत्तरे तथा जातिगतवैमत्यं भवति एवं ब्राह्मणक्षत्रियवैष्यशूद्रेषु तथा वैमत्यं भवति सर्वेषां नेतारः भिन्नाः भवन्ति सर्वेषां तथा ये प्रतिनिधयः भिन्नाः भवन्ति तेषु ब्रं जात्याः आधारेण समाजस्य विभाजनम् अस्ति परन्तु उत्कले सत्यपि वयम् ओडिसाराज्ये यद्यपि वयं ब्राह्मणक्षत्रियवैष्याः स्मः तत् सः व्यवहारस्तु स्वस्य एव अस्ति पर्सन् वैयक्तिकमस्ति राष्ट्रस्य समाजस्य कृते सः व्यवहारः नास्ति बहिर्यदि गच्छामः कुत्रचित् ब्राह्मणक्षत्रियवैष्याः इति भेदेन न वदामः तस्य व्यवहारः यथा वैयक्तिकम् इति इति कृत्वा तत्र बविवाहादिषु ब्राह्मणस्य पुत्री ब्राह्मणस्य गृहे विवाहं करोति क्षत्रियस्य पुत्री क्षत्रियगृहे विवाहं करोति सा अस्ति तथापि आधुनिकता कृते तु कदाचित् तदपि तन्न सः नष्टं जातं तथापि वा अस्य भरणम् अवस्थायाः प्रभावः वैयक्तिकमस्ति न तु सामाजिकं न तु न राजनैतिकं न तु तत्र किमपि परस्परेषु विरोधः स्यात् अस्ति ये सुग्राः भवन्ति अधमजाः जातिविशिष्टाः ते स्वगृहे स्वस्थाने स्वकर्मणि सृष्टः स्वस्वकार्यं कुर्वन्ति ते तत्र आनन्दिताः सन्ति तेषु तेषां वा विरोधपरस्परेषु नास्ति एव इत्युक्त्वा विरमामि